आम् सत्यम् अस्माकं धर्मः पाठयति यत् प्रातः किञ्चित् एव अल्पाहारः स्वीकरणीयः यतः राजु यथा स्वीकरोति तथा स्वीकरणीयम् मध्याह्ने राणी यथा स्वीकरोति तथा भोजनं स्वीकरणीयम् इति किमर्थं इत्युक्ते मध्याह्ने वयम् अधिकं कार्यं कुर्मः कुर्मः खलु तदर्थं किञ्चित् अधिकं भोजनं स्वीकरणीयं अनन्तरं मध्याह्ने विश्रान्तिः अपि न स्वीकरणीया